अहम् एकं हेर् जेल् स्वीकृतवान् तत्तु आन्लैन् द्वारा आर्डर् कृतम् आसीत् मया पुनः तत् आगतम् किन्तु तत् सम्यक्रीत्या दृष्टवान् अहं सर्वदा उपयोगस्य पूर्वं उपयोगात् पूर्वं तस्य डिस्क्रिप्शन् पश्यामि तत्र एक्सपैरि डेट् कियत्पर्यन्तम् अस्ति इति अद्य अहं दृष्टवान् तत् एक्सपायर्ड् जातम् आसीत् तत्र तस्य आयुः गता गता आसीत् अतः अहं किं कृतवान् तत्र वेब्सैट् गृत्वा फ़ीड्बेक् दत्तवान् एतत् सम्यक् नास्ति एक्सपायर्ड् जातम् अस्ति इति तस्य उपयोगः अहं किन्तु जेल् उपयोग एव हानिः केशस्य कृते किन्तु एक्सपायर्ड् अस्ति चेत् तत् उपयोगं कर्तुं सम्यक् न भवति इति अतः तदेव मुख्यं किल अतः तत् अहं न स्वीकृतवान्